मम पाकशालायां स्थालिका चषकः चमसः समदर्विः रन्ध्रदर्विः बृहत् पात्रम् अन्नं निर्माणं कर्तुं पात्रं शाकानिर्माणार्थं पात्रम् एवं छुरिका इत्यादि वस्तूनि भवति सामान्यम् समदर्वेः दोशानिर्माणार्थम् अहम् उपयोगं करोमि एवमेव छुरिकायाः वस्तूनां कर्तनार्थम् उपयोगं करोमि स्थालिका भोजनं खादितुं रोटिकानिर्माणं कृत्वा तत्र स्थापित्वा खादामि चमसः सामान्यम् अवलेहः स्वीकृत्य स्थापयितुम् लवणं स्वीकृत्य स्थापयितुम् इत्यादि उपयोगं करोमि अन्यथा च चषकः जलं पातुं चायं पातुम् क्षीरं पातुं सर्वम् उपयोगं करोमि